ओं मदधीतशास्त्रस्य मूलग्रन्थः ब्रह्मसूत्रं ब्रह्मसूत्रं ग्रन्थस्य नामान्तरणं शारीरिकमीमांसा शरीरे भवः शारीरिकः अर्थात् आत्मवस्तु मीमांसा पूजितविचारः पिण्डाण्डे ब्रह्माण्डे उभयत्रापि सर्वत्र व्याप्तं विद्यमानम् एकं ब्रह्मवस्तु थियरि आफ़् एव्रिथिङ्ग् इति उच्यते आङ्ग्लभाषायां बृहद् बृहद् वृद्धौ इति धातोः उत्पन्नं ब्रह्मपदं तादृशं वस्तु थियरि आफ़् एव्रिथिङ्ग् थियरि आफ़् संथिङ्ग् थियरि आफ़् एव्रिथिङ्ग् थियरि आफ़् संथिङ्ग् इस् आत्मवस्तु सर्वेषां जीविनां हृदयान्तरे शरीराध्यक्षं वस्तु तत् शरीराध्यक्षं शरीरस्य अध्यक्षभूतं प्राणान् धारयति अन्तःकरणम् अन्तःकरणम् अवच्छिन्नं भवति तस्य नाम जीवः सः जीवः ब्रह्मणः सकाशात् भिन्नो न अतः ब्रह्मणः जिज्ञासा जिज्ञासा ज्ञातुमिच्छा अर्थात् विचारः मीमांसा इति पूजितविचारः अतः ब्रह्मसूत्रं तत् चत्वारः अध्यायाः केन रचितः बादरायणेन बादरायणेन व्यासेन रचितः कदा रचितः इत्युक्तौ महाभारतकाले पञ्चसहस्रं वर्षाणां कालः अतीतः किमर्थं लिखितवान् वेदार्थपरिज्ञानाय कुञ्चिकापेक्षिता ए की फ़ार् अन्लोकिङ्ग् दि मिस्ट्रि आफ़् थियरि आफ़् एव्रिथिङ्ग् विश्वरहस्यमुद्घाटयितुं कुञ्चिका तेन रूपेण सः पञ्चोत्तरपञ्चपञ्चाशदधिक पञ्चपञ्चाशदधिकपञ्चसहस्रसूत्राणि पञ्चशतं सूत्राणि रचितवान् पञ्चपञ्चाशदधिकपञ्चशतं सूत्राणि ब्रह्मसूत्राणि सूत्राणां सङ्ख्या तानि सूत्राणि समन्वयाधिकरणे अविरोधाधिकरणे साधनाधिकरणे अधिकरणे न अध्याये विभक्ताः अधिकरणानि द्विनवत्युत्तरम् एकशतं वन् नैन्टि टु एतानि एतानि अधिकरणानि एतेषु चतुर्षु अध्यायेषु विभक्तानि प्रथमाध्यायः समन्वयः द्वितीयाध्यायः अविरोधः तृतीयाध्यायः साधनं चतुर्थाध्यायः फलम् इत्येव अस्य विशेषः यदि समन्वयः प्रथमं साध्यते समन्वये साधिते सत्यपि विरोधाः उत्पद्यन्ते जीज्ञासूनां मनसि एतत् सत्यं वा असत्यं वा इति अतः प्रथमं श्रुतिसमन्वयः श्रुतिः नाम उपनिषदः उपनिषदः विशेषेण प्राधान्येन दश उपनिषदः तेषु परस्परं विरोधः नास्ति परस्परं समन्वयः अस्ति समन्वयस्तु अस्ति अद्वैतीये वेदान्ते समन्वयः अस्ति इति साध्यते विरोधः उद्भाव्यते नय्यायिकादिभिः तस्यापि प्रशमनं क्रियते अविरोधाध्यायः इत्थं फ़िलासफ़ि ततः परं सैन्स् साधनं साधनं नाम केन साधनेन एतत् साधयितुं शक्यं शक्यं शक्यते इति प्रश्नः अतः साधनाध्यायः साधनाध्यायतः परं फलाध्यायः एतावत् साधनम् अस्ति साधनस्य किञ्चित् साध्यं भवेत् उपायः अस्ति चेद् उपेयः भवेत् वृक्षः अस्ति चेत् तत्र पुष्पं वा फलं वा प्राप्येत अतः किं तत् पुष्पं किं तत् फलम् अतः फलं फलाध्यायः चतुर्थे अध्याये भवति अर्थात् मानवस्य उत्क्रान्तिः मानवयात्रायाः निर्वहणं सः सशरीरः स्थूलशरीरयुक्तः यात्रां कथं कुर्यात् शरीरे पतिते सत्यपि कथं यात्राम् अनुवर्तयेत् अग्रे इत्थं प्रायणोत्तरयात्रा प्रायणपूर्वयात्रा इति यात्रा द्वयम् एवञ्च जीवीययात्रायाः सरळतया सौख्येन सौजन्येन सुभगतया सौन्दर्येण यापयितुं के के उपायाः भवन्ति तद्विषये मिमांसां कर्तुं विचारं कर्तुं प्रवृत्तः अयं ग्रन्थः अयमेव अस्य ग्रन्थस्य विशेषः